अहं विद्यार्थी अस्मि मम बहवः मित्राणि क्रीडकः क्रीडकः वर्तते तेषां रुचिः क्रीडायां वर्तते अहं तु मह्यं तु यावत् न रोचते क्रीडाकार्यम् एवं तर्हि

सः न जानति तर्हि यदि तेन अनन्तरं क्रीडा क्रीडा कृत्वा अनन्तरम् अद्ययनं पठनम् अपि यदि सह करोति तर्हि तस्य उद्विग्गनता निवारणस्य एकः एकः एषः एकः आनन्ददायकः मार्गः एव अनन्तरं तेन यदि अन्यकार्यं नाम दूरदर्शनं द्र द्रष्टव्यम् अनन्तरं गृहं गृहे गृहे वा मित्रपरिवारे वा तेषां कृते कार्यं तेषां कृते समयः ददाति सः चेद् तस्य उद्वीक् उद्वीग्न् उद्विग्नतायाः निवारणं शक्यम्